आम् महोदय नमस्ते अहमस्मि अभिरामः मम एकं दूरवाणी लाञ्चिङ्ग् वर्तते भवतः एजण्ट् टीम् कृते तर्हि शुल्कः कथं नाम भवतः नाम मम दूरवाणी लाञ्चिङ्ग् नेक्स्ट् मन्त् नाम अग्रिममासे वर्तते आम् अग्रिममासे मम दूरवाणी लाञ्चिङ्ग् वर्तते तर्हि कथं कर्तव्यं कथं मम नाम वर्धयति तं शुल्कमित्यादिकम् पोको सिक्स् ए पोको सिक्स् ए इति नन तत्तु अग्रे वर्तते न अहमेव नाम सेलर् खलु तर्हि भवतः नाम आपणे भवतः आपणे तद् से सेल् कर्तव्यम् शुल्कम् इत्यादिकं नाम पोको सिक्स् इत्यस्य शुल्कः नाम होल्सेल् इत्यत्र तु टेन् तौसण्ड् वर्तते नाम दशशहस्राणि वर्तते दशसहस्राणि परन्तु तदेव होल्सेल्मध्ये तु नाम दशसहस्राणि यावत् वर्तते परन्तु भवान् अग्रे नाम पञ्चदशसहस्राणि नाम इति इति इत्यवत् स्वीकर्तुं शक्यते मम अहम् अहं भवान् ददाति खलु अतः तदेव अहं वदामि तय् अहं किं दशसहस्राणि यावत् ददामि ददामि भवान् तद् नाम् दशसहस्राणि यावदेव ददामि भवान् तत्र स्वीकर्तुं शक्यते

अस्तु अहं सूचयामि तत्र किं किं वर्तते किं किं नाम नोट्स् इत्यादिकं फ़ाम्स् फ़ाम् इत्यादिकम् तर्हि भवान् तत्र लिङ्क् उपरि नाम फ़िल् करोतु फ़ाम् तदेव तर्हि भवतः नामः किं नाम तर्हि केवलं नाम्ना एकम् किं केवलं नाम्ना एकं फ़ाम आगच्छ लिङ्क् आगच्छति तत्र भवतां वाट्सप् उपरि तर्हि तद् पूर पूरयित्वा प्रेषयतु अस्तु तर्हि आम्